अहमद्य स्विग्गी द्वारा जामून् खाद्यम् आनायितवान् आसम् तेन वितारकेण समये तत् खाद्यं मम गृहं प्रति प्रापितम् अतः अहम् अत्यन्तं सन्तुष्टः अस्मि पुनः अपि तमेव तस्मादेव आपणात् खाद्यं स्वीकरिष्यामि खाद्यम् अत्यन्तं रुचिकरमासीत् अतः इदं खाद्यं स्वीकर्तुम् अहमन्यानपि प्रेरयामि सः वितारकः अत्यन्तं समये उपस्थितः अत्यन्तं हसन्मुखश्च आसीत् अतः सस्मै वितारकाय अहं पञ्च नक्षत्रयुक्तं नक्षत्रयुक्तां श्रेणीं दातुमिच्छामि एवमेव तत् उपाहारगृहमपि पञ्चनक्षत्रयुक्तश्रेणीम् अहम् दास्यामि